संस्कृतभाषा एतद्विषये वदामि वस्तुतः संस्कृतभाषा उत्कृष्टभाषा भारतदेशे प्रथमभाषा संस्कृतमेव आदौ संस्कृतस्य एव सर्वत्र उपयोगः क्रियते स्म यतोऽहि अस्माकं वेदः वेदाङ्गं शास्त्राङ्गं इत्यादिकं सर्वं संस्कृतभाषा एव लिखितमस्ति प्राक्सम्भाषणमपि संस्कृतभाषा एव क्रियते स्म सर्वत्र पुरानादिकं सर्वत्र संस्कृतस्य उल्लेखः वर्तते परन्तु प्राग् यत् संस्कृतम् आसीत् तत्तु इदानीं नास्ति कुतः इत्युक्ते जनाः तस्य छिन्नतां कुर्वन्तः सन्ति कोपि अध्ययनं कर्तुं न इच्छति संस्कृतंस्य संस्कृतस्य गच्छति एकं मासद्वयं मासं पठति मनः न लगति त्यक्त्वा आगच्छति एवं रूपेण संस्कृतस्य अधोगतिः जाता तत्क्षेत्रे बहवः कार्यं कुर्वन्तः सन्ति तस्य यथा वर्धनं स्यात् अतः संस्कृतं तु श्रेष्ठभासा एव तत्र सम्भाषणे तु श्रेष्ठः हनूमान् इत्येव रामायणे उल्लेखः वर्तते